अस्माकं तु निवृत्तजीवनम् निवृत्तजीवने गीतापाठः मया स्वीकृतः तत्र लक्ष्यमिति नास्ति ये आगच्छन्ति तेषां कृते गीता कथं तत्र गीता कथम् उच्छरितव्या शुद्धगीतापाठः मया पाठ्यते तावदेव